संस्कृतभाषायाः व्याकरणस्य उच्चारणे वैशिष्ट्यं वक्तुं न शक्यते बहवः सन्ति एव तत् प्रथमं किमुत इत्युक्ते वयं यद् उच्चारणं कुर्मः अक्षराणां वा व्याकरणस्य वा उच्चारणं कुर्मः इति ते तत्र उत्साहम् उच्चारणस्य कारणेन तत्र योगाभ्यासं करणीयः इति किमपि नास्ति एव योग्यं योगाब्यासं करणीयम् इति एव तत् भवति एव अन्यथा अपि इदानीं गूगुल् मध्ये अपि मया तत् दृष्टमेव किमित्युक्ते यत् अक्षरस्य उच्चारणेन किं भवति इत्युक्ते तत्र अम् आं मयि एतत् योगासनं करणीयम् इति नास्ति नाबितः तत् वयम् उत उच्चारणस्य अक्षराणाम् उच्चारणस्य भवति कारणेन तद् योग्याभ्यासः नास्ति इति अन्यथा अपि भवति यादवः यादवाभ्युदयम् इति एकं पुस्तकम् अस्ति तत्र किमस्ति तत्र एतत् एकं यदा पुस्तकं पठनम् एतादृशं पटामः चेत् रामस्य कदा बवति अन्यदा परिवर्तनं कृत्वा पठामि चेत् कृष्णस्य कथा भवति इति तत्र कथम् अस्माकं ज्येष्ठाः जनाः तत्र लिखितवन्तः इति तदपि व्याकरणस्य विशेषतया भवति एव